अहम् मार्जन्या मम गृहं मार्जयामि तथैव सम्मार्जन्या सम्मार्जयामि सम्मार्जनकाले जले फ़िनैल् इत्यादिकं योजयित्वा सम्मार्जयामि येन च सूक्ष्मम् जीविनः सूक्ष्मकीटाणवः ये भवन्ति ते नष्टाः भवन्तु इति पुनश्च गृहे तु मार्बल्स् वर्तते इत्यतः तत्र गोमयस्य उपयोगः कर्तुं न शक्यते किन्तु गृहात् बहिः यत्र रङ्गवल्ली संस्थाप्यते तत्र तु गोमयस्य उपयोगः क्रियते तत्र गोमयलेपनं कृत्वा अनन्तरं तस्य उपरि रङ्गवल्ली संस्थाप्यते एवं गृहे तु गोमयस्य उपयोगः एवं रूपेण क्रियते इति उ वक्तुं शक्यते पुनश्च अधुना तु बहुत्र गृहेषु टैल्स् मार्बल्स् एव स्थापयन्ति इत्यतः गृहस्य अन्तः गोमयस्य उपयोगः कर्तुं प्रायः न शक्यते किन्तु बहिः सर्वैरपि कर्तुं शक्यते इति भाति तुलसीकुण्डस्य पुरतः अथवा तुलसीकुण्डं तुलसीकुण्डं परितः एवम् एतादृश स्थानेषु अस्माभिः गोमयस्यापि उपयोगः कर्तुं शक्यते